अवश्य्म आम् अहं नलिकाजलं प्राप्नोमि अस्माकं दिवसे अद्य जीवने अतीव उपयो अस्ति प्रायः ग्रीष्म ऋतौ वयं कूपात् जलं न प्राप्नुमः अस्माकं च कनिष्ठानि भोक्तुं पूर्वं जलं प्राप्तुं एषः एव मार्गः उपायः यदि अस्माकं जलं प्राप्तुम् आवश्यकता अस्ति तर्हि अस्माभिः बहु पधा पादचालं कर्तव्यं नलिकाजलम् उत्तमः विकल्पः अस्ति तस्य चयनम् अस्माभिः करणीयं वर्ष ऋतुः अपेक्षतया ग्रीष्म ऋतौ अतीव उपयोगी भवति नलिकाजलस्य माध्यमेन च वयं स्वगृहेषु जलं प्राप्नुमः इति आशयः